नमो नमः महोदयः आम् महोदय अहम् विष्णुः एकमस्मि अन्यत् योग इन्स्ट्रक्टर् अस्मि अहम्

आम् आम् उदरे किं भवति कि अस्माकम् उदरे यदा वायुप्रवाहः अधिकं भवति तर्हि तस्य कृते तेन कारणेन उदरे पीडाः भवति तर्हि तस्य निवारणार्थं योगे बहवः आसनानि सन्ति यथा तस्य कृते सर्वोत्तमासनः वर्तते पवनमुक्तासनः पवन अर्थात् वायुः वायुतः वायु अस्माकं शरीरात् मुक्तिः भवति निष्कासनं भवति अपानवायुः अस्ति भवति तस्य निष्कासनं पवनमुक्तासन माध्यमेन सम्यक् प्र प्रकारेण तस्य निष्कासनं भविष्यति तर्हि उदरपीडायाः शान्ति स्वयमेव भविष्यति तस्य निराकरणं भविष्यति तर्हि योगमाध्यमेन सर्वेषां रोगाणाम् उपचारः सम्भवति अभ्यासात्तु भवान् प्रतिदिनं यदि अभ्यासः करिष्यति तत्तु शरीरस्वास्थ्यस्य कृते सम्यक् वर्तते एव अन्यत् भवान् एकवारम् अत्र केन्द्रीयसंस्कृतविश्वविद्यालये प्रातःकाले षड्वादने अत्र योगाभास् भ्यासम् भवति तर्हि अत्र आगच्छतु अत्र बालकः वृद्धाः सर्वे आगच्छन्ति प्रातःकाले तर्हि तत्र आग् अत्र आगत्य अभ्यासं करोतु पूर्वं कष्टं भविष्यति किन्तु शनैः शनैः पञ्चदशदिनानन्तरं भवतः अभ्यासेन आसनानि सम्यक्प्रकारेण भविष्यति आम् आम् योगेन सर्वेषां रोगाणां निर्दानं भवति यथा इदानीम् अस्मिन् जीवने इदानीं वयं द् पश्यामः ये जनाः अधिकं कार्यं कुर्वन्ति ओफीस् इत्यादि ग गच्छन्ति तत्र ते मानसिकरूपेणः रोगिणः भवन्ति तेसां मैग्रेन् इत्यादि बहुविधरोगाः त तान् भवन्ति तर्हि तत्र योगे आसनानि भवन्ति अन्यत् प्राणायामः अपि भवति प्राणायामे केवलम् ओङ्कारस्य उच्चारणं प्रमुखं वर्तते प्रणवध्वनिः अन्यत् भ्रामरीप्राणायामः अनुलोमविलोमप्राणायामः नाडीशोधनप्राणायामः बहवः प्राणायामाः सन्ति ये तेन बहुविध बहवः रोगाणां निराकरणमपि भवति ये दमा दमा वर्तते क्षयरोगः क्षयरोगस्य कृते तत्र किं भवति शरीरे सम्यक्प्रकारेण वायुप्रवाहः सम्यक्प्रकारेण न भवति किन्तु तत्र यदि उत्सर्गनियमः नियमितरूपेण प्राणायामः इत्यादि भविष्यति तर्हि तस्य क्षयरोगस्यापि निराकरणं भविष्यति अन्यत् आम् आम् आगच्छतु प्रातः षड्वादने अत्र कक्ष्या चलति षड् वादन वादनतः सार्ध अष्टवादनपर्यन्तं प्रातःकाले केन्द्रीयसंस्कृतविश्वविद्यालये जयपुर् परिसरे कक्षा प्रचलति आम् आम् आम्